अस्माकं समुदाये विवाहः भवति विवाहार्थं कन्यादर्शनार्थं गच्छन्ति सा अनुरूपा भवति चेत् वाङ्निश्चयः भवति वाङ्निश्चयानन्तरं यस्मिन् दिने तेषां विवाहनिश्चितः विवाहः करणीयमिति निश्चितं भवति तस्मात् पूर्वं देवतानां पूजनं पूर्वजनानां स्मरणम् इत्यादिकं भवति हरिद्रालेपनम् एतादृशैकः संस्कारः सर्वत्र विद्यते अनन्तरम् इत्युक्ते वरस्य गृहे अपि वधोः गृहे अपि अनन्तरं वस्त्राणाम् अलङ्कारादिकानाम् आदानं प्रदानं भवति अनन्तरं प यस्मिन् दिने भवति विवाहः अस् तस्मिन् दिने अष्टमङ्गलचरणानां गायनं भवति वैदिकमन्त्राणां गायनं भवति पुष्पमाला आदनप्रदानं भवति पुष्पमाला वरवध्वोः आदानं प्रदानं पुष्पमाला आदानं प्रदानम् अग्नया साक्षात् तत्र वचनदानं भवति वैदिकमन्त्राणां गायनं भवति एतादृशं विवाहपद्धतिः अत्र विद्यते तत्र तेषां ये केपि वचनानि सन्ति तेषां वचनानां पुनः पुनः उच्चारणमपि वैदिकमन्त्राणाम् उच्चारणं उच्चारणेन आजीवनम् आजीवनं जीवनं सुखमयं भवतु इति सर्वे आशीर्वादं यच्छन्ति अनन्तरम् किमपि एवं विवाहपद्धतिः अत्र विद्यते